संस्कृतसाहित्यन्तु विस्तृतं वर्तते वेदादारभ्य अधुनातनकालं यावत् बहवः प्रकाराः तत्र दृष्टाः सन्ति प्राधान्येन दृश्यं श्रव्यञ्चेति काव्यं द्वेधा विभज्यते दृश्यकाव्यं भवति नाटकादिकं तत्र नाटकं प्रकरणं इत्यादयः बह्व्यः विधाः दशविधाः तत्र दृश्यन्ते उपरूपकेष्वपि अष्टादशविधाः दृश्यन्ते श्रव्यकाव्ये पुनः गद्यं पद्यं चम्पूश्चेति भेदाः दृश्यन्ते एवमेव संस्कृते इतिहासकाव्यादिकमपि दृश्यते यथा कल्हणस्य राजतरङ्गिणी बिल्हणस्य विक्रमाङ्कदेवचरितम् एतादृशैः काव्यैः अस्माकम् इतिहासः पूर्वं कीदृश आसीदित्यपि ज्ञातुम् शक्यम् एवमेव इद् अधुनातनकाले गज़ल् इत्यादि प्रकारेष्वपि संस्कृतसाहित्यं निर्मीयमाणं दृश्यते इति विशेषः